सस्यानां रोपणं यदा ग्रीष्म ऋतुः पूर्णः जातः वर्षा ऋतोः आरम्भः भविष्यति तस्य पूर्वतः तत् सस्यम् अस्ति सस्यं सस्यम् अस्ति तस्य उपरि संस्करणं करणीयं तस्य योग्यरीत्या तस्य यदि रोपणं करिष्ये तस्य कृते सिद्धः भवति न भवति तस्य अपि पूर्वतः द्रष्टव्यम् अनन्तरं यदि तस्य रोपणं भविष्यति तस्य पूर्वतः अग्रिमदिने तस्य पूर्वतः दिने तस्य संस्करणं भवता तस्य रोपणं करणीयं यदा प्रथमवर्षे ऋतुः आरब्धाः जाताः तस्य यदि मृगमासे मृगमासे तस्य सस्यानां रोपणं भवति सस्यानां रोपणं भवता एकं द्वि त्रीणि यदि सम्पूर्णम् एकः एकः ऋतुमध्ये वर्षा ऋतुमध्ये नक्षत्रं चतुर्विंशतिनक्षत्राणि भवन्ति तत् मध्ये मृगनक्षर् नक्षत्रमध्ये तस्य रोपणं भविष्यति एव पञ्चदशपर्यन्तं वर्षा आगमिष्यति एव तन्मध्ये कदा अपि सस्यस्य रोपणं भवितुं शक्यते तस्य निर्णयं तस्यस् चयनं तस्य रोपणम् अपि करणीयं तस्य चिन्तनमपि करणीयं सम्यक् धान्यं बीजभण्डारमध्ये गत्वा तस्य सस्यस्य उत्तमं स्वीकरणीयमिव तस्य चयनमुत्तमं करणीमेव तस्य न केवलं तु रोपणं कृते तस्य अपि प्रथम्तः धर्मः धरित्र्याः उत्खननम् आवश्यकम् उत्खननं नाम तस्य किं भवति एव तत् रोपणं तद् बीजं तत्सस्यम् सम्यग्रीत्या आगन्तुं शक्यते अस्माकं कृते बहवः धान्याः अपि प्राप्तुं शक्यते कृषीवलः सम्यग्रीत्या स्वस्य जीवनं जिवितुं शक्यते अस्माकं धरित्रीमाता अस्माकं कृते सम्पूर्णं ददाति इति चिन्ता नास्ति सस्यशामलां मातरं वन्दे मातरम्